आम् आं श्रूयते प्रियदा प्रियदा अहं त्रिशूर्जिल्लायाम् अस्मि अत्र बहु वर्षा भवति तत्र सर्वत्र तत्र सर्वत्र प्रलयेन पूरितमस्ति जलेन पूरितमस्ति बहु बहवः नाचि नष्टाः सम्भवती पञ्चलोकाः मरणं प्राप्तवन्तः प्राप्तवन्तः तदा बहवः बहवः गृहाणि नाशनं भवन्ति अतीव अतीव दूरन्तमेव अत्र प्रचलन्ति प्रियदा वयम् एतद्दृष्ट्वा दुःखं बहु दुःखम् आगच्छति सर्वेषां सर्वत्र नाश्यम् अस्ति सर्वे नदी नद्याः पूरयित्वा प्रचलन्ति तदा हा